आं मम नाम जानकी अहं किञ्चित् स्ट्रेस्मध्ये मम परीक्षा अङ्कानि न्यूना वा इत्येव कारणात् अहं बहु आम् आं बहु किमपि बोधयतु माम् अहम् इदानींं किं कर्तव्यम् इति अहम् द्वादश आम् किमपि न अङ्का न्यूना वा इदानीं किं कर्तव्यमिति मम अग्रे प्रश्नं वा आम् आं परन्तु अग्रे किं कर्तव्यमिति मम अग्रे प्रश्नं कि किमपि न ज्ञायते मम किमपि न अहं तु संकृतविषये इच्छामि परन्तु संस्कृतविषये अहं न किमपि ज्ञायते आम् आम् एन्ट्रन्स् वा एन्ट्रन्स् एग्सांमध्ये का का विषया अस्ति एन्ट्रन्स् एग्साम् संस्कृते आम् संस्कृतम् आम् अस्ति आम् अस् आम् आम् आम् आं चलति धन्यवादः